गतवर्षे अहं मम कुटुम्बेन सह वैष्णोदेवी यात्रा कृतवती आसीत् तत्र वैष्णोदेवीपर्वतारोहणं बहु रमणीयं वर्तते तथा तत् कार्यम् अविस्मिरणीयं भवति तत्र पर्वतारोहणं बहु कष्टमस्ति पर्वतारोहणार्थं तत्र हयः अपि वर्तते थथा डोलिमूलकेन अपि पर्वतारोहणं कर्तुं शक्यते पादचारिण चारेण अपि पर्वतारोहणं कर्तुं शक्यते तत्र वैष्णोदेवीशिखरे लक्ष्मी दुर्गा सरस्वत्याः प्रतीकं शिलाखण्डरूपेण सन्ति तत्र वातावरणं बहु रमणीयं वर्तते वातावरणं शीतलं भवति बहु शीतलं भवति इत्यतः आरोहणं बहु रोमाञ्चनमपि भवति